हरि ओं कृष्णा ट्रावेल् एजन्सी हा हा बहु सन् बहु सन्तोषं बहु सन्तोषं बहु सन्तोषं वदतु हा कति दिन पेकेज् अपे अपेक्षते भगिनी सप्तदिनं वा सप्तदिन प्याकेज् तत् केवलं मन्दिरं दर्शनमपेक्षमा मन्दिरं बीच् बालानं कृते जल जलपार्कं

अस्तु एकसप्ताहपर्यन्तं एक पेकेज् अस्ति तस्य क्रयमस्ति दश दशसहस्ररूप्यकाणि एक एक एकव्यक्तिकृते हा भोजनं किं अपेक्षणियं सस्यहारभोजनं वा मांसाहारभोजनं वा हा सस्याहारभोजनं चेत् तत्र पेकेज् मध्ये मिलि मिलित्वा एव भवति

यानं इति पेकेज् मध्ये बस् यानं लभ्यते यदि विमानयानम् इच्छति चेत् पृथक् भवति तत् हा हा यानं चेत् किञ्चित् अधिकं भवति द्वाद द्वादशसहस्ररुप्यकानि भवति चेत् अत्र उपहारमन्दिरे कक्षाणि सन्ति तत्र तत्र भवत्य फामिली समेतं तत्र वसितुं शक्यते हाहा हा हा हा तत्र सप्तदशजाः इत्युक्त त्रीणि कक्षाणि अवश्यकानि तस्य क्रयं पृथग्भवति कक्षायाः क्रयं तत् तत् भवत्याः अपेक्षया पेकेज् मध्ये भोजनं यानञ्च तत्र त्रयमस्ति अन्यदपि भव भवती यत् इच्छति तत् भवति सूचयाम यत्किमपि अपेक्षितं च मम सम्भाषणं दूरद्वारेण सम्पर्कं करोतु धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः